हा नमस्ते डोक्टर् डोक्टर् मम शिरोवेदना अस्ति डोक्टर् अद्य प्रातः तः शिरोवेदना अधिकम् अस्ति डोक्टर् इदानीम् इदानीमेव अस्ति डोक्टर् किञ्चित् ज्वरः अपि अस्ति डोक्टर् अहं चिकित्सालयं न आग् आगन्तुं न शक्नोमि कोपि नास्ति गृहे भवती दूरवाणीमेव औषधं वदतु अहं क्रीणामि अस्तु एवं वा अस्तु अहं कार्यानं कृत्वा तत्र आगच्छामि किमर्थं शिरोवेदना अस्ति किं कारणम् श्वः एकः विवाहसमारोहः आसीत् तत्र एव अहं गत्वा ऐस् क्रीं त्रयं खादितवती अस्तु अहम् अहम् आम् आम् अहं सम्यक् औषधं सर्वं खादित्वा निद्रां कृत्वा श्वः प्रातःकाले एव चिकित्सालयम् आगत्वा भवतीं पृच्छ पृच्छामि अस्तु वा अस्तु धन्यवादः बहु धन्यवादः